अहं तस्मिन् काले मद्रपुर्याम् आसम् वस्तुतः अहं महाराष्ट्रियः किन्तु पठननिमित्तं मद्रपुर्यां स्थितवान् तदा मद्रपुरीतः महाराष्ट्रदेशेषु गन्तुम् अत्यन्तम् आयासः आसीत् सर्वत्र यानानि स्थगितानि आसन् स्वीयं यानं स्वीकृत्य अपि गन्तुम् अवकाशः नासीत् महत्त्वपूर्णं कार्यं किञ्चित् अस्ति चेत् तदर्थं सर्वकारात् किञ्चित् अस्माकम् अपेक्षितम् अनुमतिपत्रं स्वीकृत्यैव गन्तुं शक्यम् आसीत् चेन्नै नगर्यां तु अनेन रोगेण बहवः जनाः आक्रान्ताः आसन तथापि आयासं सोढ्वा जनैः गृहे स्थित्वा अस्य रोगस्य प्रतीकारः कृतः यात्रायान्तु अनेकधा गन्तुं श्रमः जातः यात्रा वारिता च बह्वी